गतेषु वर्षेषु भारतीयमनोरञ्जनक्षेत्रे अत्यधिकरीत्या प्रवर्धनं जातम् अस्ति यथा अस्माकं बाल्यकाले मोबैल् इत्यस्य उपयोगः एव नासीत् परम् आधुनिककाले अथवा अधुना सर्वेषां हस्ते अपि मोबैल् दृश्यते मोबैल् विना वयं किमपि कर्तुं नैव शक्नुमः एवं स्थितौ वयम् स्मः अधुना एवमेव अस्माकं मनोभीष्टकामान् अपि अनेनैव माध्यमेन वयं पूरयितुं शक्नुमः यथा स्विग्गी मध्ये वयं फ़ुड् अथवा आहारस्य आर्डर् कुर्मः उबर् अथवा ओला इत्यस्य बुक् कृत्वा तेन माध्यमेन वयं कुत्रापि गन्तुं शक्नुमः पुनः मार्गः न ज्ञायते चेत् म्याप् इत्यस्य उपायः कुर्मः एवमेव अस्माकङ्कृते किमपि अपेक्षते चेत् आन्लैन् माध्यमेव वयम् एकत्र एव स्थित्वा शापिङ्ग् इत्यादिकं कर्तुं शक्नुमः एवमेव मनोरञ्जनक्षेत्रे वयं एतादृशरीत्या सिनेमा पुनः चलच्छित्रादिकम् अपि द्रष्टुं शक्नुमः